महोदय नमो नमः सर्वेषां जीवनं कृषिः अत्यधिकं आवश्यकम् अस्ति तर्हि भारतदेशः कृषिप्रधानदेशः अस्ति कृषिः महत् प्रयत्नमपेक्ष्यते कृषिसफलतायै अन्यानि साधनानि आवश्यकम् आवश्यकानि कृषिसम्बन्धिनां किं किं साधनानि आवश्यकानि महोदय कृषिसम्बन्धानि किं किम् आवश्यकानि सन्ति आं महोदय तण्डुलः चतुर्थचक्रि आम् आम् आम् आं आं महोदय कृषिः कृषीवलाः बहुकष्टमनुभूय प्राणिनां कृते व्यवसायं कुर्वन्ति ते ते किं साधनानि आम् आं आम् आं महोदय तु कृषिसम्बन्धिनां सर्वेषां कार्याणि सन्ति मुख्यतः जलव्यवस्था समीचीना भवितव्या कृषिक्षेत्रे नमो नमः